अहं तु सङ्गीते हिन्दूस्थानिसङ्गीतं बहु इच्छामि हिन्दूस्थानिसङ्गीतं नाम शास्त्रीयसङ्गीतं बहु इच्छामि नाम हिन्दूस्थानिसङ्गीते विशेषतया एकं रागं स्वीकृत्य घण्टां यावत् गायन्ति तत्र अधिकं साहित्यं न भवति साहित्यं पञ् नाम वाक्यद्वयम् अथवा एकं चरणम् अधिकं नाम भवति अधिकं न भवति तथापि तत्र भावः यः कोपि सं विषयं न जानाति भाषां न जानाति तर्हि अपि सः भावम् अवगत्य सम्यक् आनन्दम् अनुभू भवितुं शक्नोति नाम रागस्य भावः समयस्य आधारेण भवति रागः अपि पुनः दिने कदा मध्याह्ने चेत् किं रागम् इत्यादि सर्वं भवति अतः तत्तत् समये तत्तत् रागं गे गायन्ति चेत् बहु मनः आनन्दितं भवति पुनः ऋुतु आधारितमपि भवति तत्र वर्षाकाले तत्र गायन्ति तदा वर्षम् इदानीं बहिः पतदस्ति घर्मकाले अपि वयं रागं श्रुण्वन्तः उपविशामः समीचिनतया तर्हि तदा बहिः वृष्टिः पतदस्तीत्येव भावः भवति तादृशं तत्र भवप्रधानं भवति हिन्दूस्थानिसङ्गीते तत्र गतिविषये वदामः चेत् विलम्बितं बहु इच्छामि तत्र दृतलये तु केवल किं वदामः सर्कस् इति वदाम तादृशम् अधिकतया सुगमसङ्गीत इत्यादि तत्र भवति किन्तु विलम्बितं लय इति तत्र वदामः तत्र भावप्रधानं भवतीति कारणतः तत् बहु रोचते मम